मङ्गलूरुप्रदेशे प्रसिद्धानि स्थानीयपाकविशेषाः बहवः सन्ति मङ्गलूरुबन्स् गोलीबजे मूडे कोट्टोकडबु पत्रोडे नीर्दोसे बुलेट्इडली बिस्कुट्रोटी बिस्कुटम्मबडे कुर्लुपच्चडी कोरिरोट्टि मत्स्यखाद्यानि सामुद्रिकखाद्यानि आदि स्थानीयपाकविशेषाः तदर्थं प्रसिद्धानि भोजनालयानि ताजमहल्होटेल् अयोध्याहोटेल् कार्स्ट्रीट् मध्ये स्थिताः स्ट्रीट्फ़ूड् वेण्डर्स् कार्स्ट्रिट् मध्ये स्थित बल्लीपोडियङ्गडि मममास् रेस्टोरेण्ट् जनताडिलक्स् आदि भोजनालयानि तदर्थं प्रसिद्धानि